मम नाम श्रीपतिः मम प्रदेशः वर्तते होसदुर्गः तत्र किं भवति इत्युक्ते तत्र पर्यटनमार्गदर्शिनः अथवा टूर् प्याकेज् इति किमपि न भवति किमर्थमित्युक्ते तथा प्याकेज् तथा गन्तुं तत्र किमपि नास्ति वस्तुतः तत्र फ़ोर्ट् अस्ति फ़ोर्ट् इत्युक्ते भवन्तः जानन्त्येव कन्नडभाषायाम् कोटे इत्युच्यते यत्र शिलाखण्डानां बृहत्बृहत्बृत्बृहत्बृहत् शिलाखण्डाः भवन्ति शिलाखण्डस्य एतद् गृहं वा नाम किम् अरमने इति वदामः खलु कन्नडभाषायां प्यालेस् इति तादृशं भवति तत्र गन्तुं प्याकेज् किमपि नास्ति वयं विना प्याकेज् वा वयं तत्र गन्तुं शक्नुमः प्याकेज् निमित्तं वयं गोवा वा केदार्नाथः वा पुनश्च जम्मूकाश्मीरे लडाक् इति अस्ति तत्र वा म पुनः ट्रिप्करणार्थं केरळा वा केरळा वा भवतु ओडिस्सापूरि भवतु भुवनेश्वरः तत्र वयं प्याकेज् इति सर्वं कृत्वा वयं गच्छामः किन्तु तत्र सर्वत्र अन्याः भाषाः प्रचलन्ते वस्तुतः अस्माकं प्रदेशे मोसदुर्गनगरे केवल कन्नडभाषायाः महत्वं वर्तते न तु अन्य भाषायाः किमर्थम् इत्युक्ते तत्र कन्नडजात्र कन्नडं कन्नडं ये जानन्ति ते एव तत्र निवसन्ति न तु अन्ये अन्ये तत्र आगच्छन्ति चेतपि कस्यचिदपि आगच्छति चेदपि ते कन्नडमेव पठनं कृत्वा कन्नडभाषायामेव प्रतिदिनं व्यवहारं कुर्वन्ति अतः अस्माकं प्रदेशे कन्नडभाषा सामान्यतया कन्नडभाषायाः महत्वं वर्तते इत्युक्त्वा विरमामि धन्यवादाः